मम ग्रामे अवश्यं भजनामण्डल्यः सन्ति ताः मण्डल्यः विशेषरूपेण धार्मिक उत्सवेषु कार्यक्रमेषु जात्रामहोत्सवेषु च मिलन्ति अथवा केषां केषाञ्चित् गृहे यदि विशेषरूपेण कार्यक्रमः क्रियते तर्हि तेषां गृहे सा मण्डली कदाचित् आहूयते ते तु झल्लरी अनन्तरं कोडलु तबला इत्यादिवाद्यानि उपयोगं कुर्वन्ति